नमस्ते महोदय इदानीं तु मम समीपे साक्षात् साक्षात् नकदधनमेव अस्ति इत्यर्थे यु पि ऐ नास्ति अतः अहं यदि शतं रूप्यकाणि एकशतं दद दासः ददामि चेत् भवान् पञ्चविंशतिः रूप्यकाणि प्रत्यर् प्रत्यर्पयितुं शक्नोति वा ग् किञ्चित् परिशील्य वदतु